हरि ओं नमस्ते नमस्ते महोदय सत्यं महोदय अहं श्रीकृष्णभट्टः आम् ओ समीचिनं बहु समीचिनं

ओ हो समीचिनं आं अहं पूर्वं अभिनयं कृतवान् बहुत्र किन्तु तत्र एतादृशचलच्चित्रादिषु अहं अभिनयं न कृतवान् नाटकादिषु प्रयत्नं कृतवानस्मि किन्तु किं तत्र तत्र पात्रमिति दृष्ट्वा अहं वक्तुं शक्नोमि

पात्रं न पश्यन्ति केवलं व्यक्तिं पश्यन्ति इत्यतः बहु समीचिनं

सत्यं सत्यं सत्यं बहु सम्यक् समीचिनं आम् बहु समीचिनं इदानीं तु पात्रं निर्वोढुम् अहं सिद्धः अस्मि किन्तु पात्रविषये ज्ञात्वा अहम् तत्र अङ्गीकारं तत्र प्रदास्यामि इति अस्ति आम् आम् आम् आम् अहं तु अहं नाटकेषु अर्जुनस्य अभिनयं कृतवानस्मि तत्तु तत्र तु हा तर्हि मम तु अहं तु मम प्रयत्नं तु करोमि तत्र भवान् तत् दृष्ट्वा तत्र चयनं कर्तुमर्हति इति यदि शक्तं म म मया सम्यक् कृतम् इति चेत् भवान् चयनं कर्तुं शक्नोति एकवारं प्रयत्नं तु अहमपि करोमि

आम् धन्यवादः नाम सत्यं

आम्

भवतु भवतु निश्चयेन भवान् निश् दिनाङ्कनिश्चयं कृत्वा मां सूचयति चेत् अहं सिद्धः भुत्वा तत्र आगमिष्यामि कुत्र तत्र स्थानं इत्यादिकं भवान् सूचयति चेत् कुत्र आगन्तव्यमित्यादिकं अहं निश्चयेन आगन्तुमिच्छामि तत्र पा पात्रनिर्वहणं कर्तुमपि अहं उत्सुकः अस्मि भवान् अवकाशं दत्त दद ददाति चेत् अहं बहु अतीवस्नतुष्टः अस्मि धन्यवादमपि वक्तुमिच्छामि

अस्तु निश्चयेन निश्चयेन समयं वदतु महोदय हा शक्यते शक्यते महोदयः शक्यते आम् आम् आम्

भवतु भवतु भवतु तर्हि अहं निश्चयेन श्वः आगमिष्यामि नमो नमः नमो नमः